हरिः ओम् आं नमस्ते मेम् अहं प्रियङ्का अस्मि इखानि शालायां अस्ति अस्माकं गृहसमीपे एव अस्ति अहं वक्तुं न इच्छामि अहं न इच्छामि म शालामेव न इच्छामि अतः तस्य विषये न वक्तुमिच्छामि अहं केवलं यदिच्छामि तद् न वक्तुमपि शक्नोमि मम मातापितरौ अत्रैव स्तः गृहं गत्वा सम्यक् ताडनं भवेत् नाम अहं न वदामि न परम् अहम् अहं वदामि

न अहं कथं जानामि अहं न दृष्टवान् मम तु इच्छा एव न आसीत् अहमत्र आगच्छामि अहं किमर्थं भवत्याः नाम पृच्छामि इच्छा एव नास्ति मम किमर्थम् आनीतवन्तः न जाने सत्यम् अहं मम तु रुचिः स्पोर्ट्स् मध्ये एव अस्ति परं मातापितरौ वदतः यत् अहम् अधिकम् अध्ययनं करोमि मेरिट् मध्ये आगच्छामि चेदेव मम कृते किमपि प्राप्यते वस्तूनि प्राप्यते प्रतिदिनं यत्किमपि चलति तत्सर्वमपि प्राप्यते परम् अहम् अधिकम् अध्ययनं न इच्छामि अध्ययनं करोमि परम् अधिकं न इच्छामि यावद् आवश्यकं तावत् करोमि किमर्थम् अधिकं स्पोर्ट्स् मध्ये मम रुचिः किल अहं क्रिकेट् पश्यामि अस्माकं क्रिकेट् क्रीडा यदा चलति तदा अहं तत्र स्टेडियं मध्ये गन्तुमपि इच्छामि तद्द्रष्टुं गन्तुम् इच्छामि परं मम पिता तु वदति अहं भवती गन्तुं शक्नोति परं तस्मिन् समये शालायाम् अवकाशः भवति चेदेव नयामि अन्यथा न नयामि परम अहं तत्र गन्तुम् इच्छामि किमर्थं न नयति सः अहं क्रिकेट् द्रष्टुमपि प इच्छामि क्रीडितुमपि इच्छामि न अस्माकं शालायां क्रिकेट् एव नास्ति अन्यत् सर्वमस्ति अतः अहं मम शालां न इच्छामि क्रिकेट् त्यक्त्वा सर्वमस्ति सत्यं वा आमां कृपया तस्य क्रमातं ददातु अहं तेन सह सम्भाषणं करोमि परम् अहं कथं करोमि मम मातापितरौ कृते वदतु अनन्तरं ते तौ नयतः ते चेदेव अहं गच्छामि अन्यथा कथं गच्छामि मम कृते तु यानस्यपि पर्मिशन् नास्ति अहं यानमपि चालयितुं न शक्नोमि अहम् इच्छामि तदपि न ददाति किमर्थं न ददाति अहं तु सर्वं कर्तुं शक्नोमि किल मम मम शालायां तु बहवः सन्ति न न एवं न मम मित्राणि कुर्वन्ति अहं किमर्थं न करोमि एवं सत् सम्यक् नास्ति परं ते कुर्वन्ति किल तेषां कृते किमपि किमपि न वदन्ति परं बहुकाालः अस्ति अहम् अहं तु मम प्रतीक्षायाः एव समस्या अस्ति अहं कुत्रापि प्रतीक्षां कर्तुं न इच्छामि सर्वं शीघ्रम् आवश्यकं मम कृते म मम कृते तु अहं मातुः कृते उक्तवती अपि कृपया किञ्चित् उक्त्वा पितुः कृते वदतु मम कृते मोबैल् अपि आवश्यकम् सा वदति प्रतीक्षां करोतु भवतीपि वदति प्रतीक्षां करोतु कियत् करोमि कति वारं करोमि कुत्र कुत्र करोमि प्रतीक्षां सर्वदा अहं किमर्थं करोमि प्रतीक्षां हा हा न आ म् हा ददामि परं यदहम् इच्छामि तदपि न ददाति पश्यतु तत्रापि भोजनं करोतु अल्पाहारं करोतु पूजां करोतु स्नानं करोतु सर्वं मम पृष्टे भवन्ति सर्वे भवन्ति एकमपि कार्यमहं सुखेेन कर्तुं न शक्नोमि ब मम पृष्टतः एव अतः मम इच्छा एव न भवति तर्हि अहं कथं कथं न भवामि यदहं कर्तुमिच्छामि न प्रातःकाले अपि य यदाहं वदामि अहं केवलं पञ्च निमेषान् अधिकं निद्रां करोमि तदापि न इति वदन्ति यत्किमपि वदामि प्रत्येकस्य कृते विरोधं कुर्वन्ति भवत्याः किं कृते किं जोक् अस्ति वा मम तु परिस्थितिः गम्भीरा अस्ति किल किमर्थं हसति आम् सा आ आम् अस्माकं यथा यथा भवती वदति यथा भवती वदति तथैव अस्माकं विज्ञानशिक्षिका अपि वदति आम् तस्य अस्तु मम पक्षतः अहं प्रयत्नं करोमि परं भवती अपि मम मातापित्रोः कृते वदतु कृपया आ मम सखी सर्वदा उपहासं करोति यत् मम समीपे मोबैल् अस्ति मम समीपम् अहं प्रतिदिनं गेम् क्रीडामि भवती न क्रीडति भवत्याः मातापितरौ न ददाति वा मम बहु सन्तोषः मम बहु क्रोधः भवति तदा सर्वे मम सर्वाणि मित्राणि क्रीडन्ति मोबैल् गेम्स् क्रीडन्ति अहं क्रीडितुमेव न शक्नोमि यतोहि मम मातापितरौ पर्मिशन् एव न ददामि अहम्

प्रयत्नं करोमि अहं जानामि अहं स्वयमपि दोषान् करोमि परं यदा दोषान् करोमि तदा न ज्ञायते दोषस्य अनन्तरं ज्ञायते यद् दोषः कृतः इति यदा मम क्रोधः भवति मम बहु अधिकं ईर्ष्या भवति कस्यापि विषये तस्मिन् समये अहं डाैरी मध्ये लिखामि सर्वम् ए वदतु किल अस्तु अस्तु अस्तु अस्तु

माता मम कृते सर्वदा वदति यत् एतत् कार्यं करोतु तत् कार्यं करोतु परम् अहं सर्वदा विस्मरणं विस्मरणं भवति अतः तद् न करोमि अनन्तरं यदा ज्ञायते तदा बहु विलम्बः भवति

आं सत्यम् अस्तु न न माता उक्तवती व वयं सर्वदा गच्छामः मम पूर्वं तु इच्छा न आसीत् परं भवत्याः सम्भाषणं बहु सम्यक् अस्ति मम माता अपि यदा स्नेहेन वदति तदा एवमेव वदति अतः अहं पुनः आगच्छामि भवत्या सह मिलितुम् अस्तु भवती मम मित्रसदृशं भवति अतः करोमि चिन्ता मास्तु ह भवत्याः मम वयः समानं नास्ति तथापि कथं मित्रं ह तथा तु कुत्रापि न न तथा कुत्रापि नोट्स् कृतं नास्ति अस्तु तर्हि भवती अपि मम मित्रं आम् आम् आं मिलामः मित्रं शुभदिनम् आं निश्चयेन धन्यवादः आम् आम् निश्चयेन आगच्छामि अहं मम शालायाः मार्गे एव अस्ति अतः कदापि अहम् आगन्तुम् इच्छामि चेत् आगच्छामि धन्यवादः शुभदिनम्